कलाकारः यदा यद्किमपि करोति यदा अन्ये तद् पश्यन्ति तदा एव तस्य मौल्यम् अधिकं भवति अतः कलाकारः कलाकारः या यत् कृतवान् अस्ति तस्य प्रदर्शिनी प्रदर्शिनीं कृत्वा प्रचारं कर्तुं शक्यते अथवा भिन्न भिन्नस्थलेषु गत्वा तस्य प्रदर्शनं कृत्वा एवम् अहं कर् करोमि इति वक्तुं शक्यते नो चेत् थ्रु मौथ् मुखेन उक्त्वा उक्त्वा मम मित्रं वा मम सखी वा एवं करोति पश्यतु इति उक्त्वा कर्तुं शक्यते अथवा सोशियल् मीडिया तु अस्ति एव तत्र अस्माकम् एतद् कलाप्रकारं पोस्ट् कृत्वा प्रचारं कर्तुं शक्यते